मम नाम श्यामला इति मम मूलस्थानं सिर्सि उत्तरकन्नडमण्डलं सिर्सि जनपदे हुसरि इति ग्रामः तत्र अहं माता पितुः द्वितीया पुत्री अस्मि अहम् एकां भगिनीं द्वे अनुजे स्तः पुनः एकः अनुजः अस्ति आहत्य वयं पञ्चजनाः अनन्तरं मम परिवारे माता पिता पुनः पञ्चजना भगिनि भ्रा इत्युक्ते अपत्यानि वयं पञ्चजनाः एवं स्मः तदपेक्षया पुनः विवाहानन्तरं मम पत्युः नाम अस्ति महाबलेश्वरः मम एकः पुत्रः अस्ति मधुः इति अहं संस्कृतभारत्यां पूर्णकालिकरूपेण सपरिवारम् अत्रैव स्थित्वा कार्यं करोमि मम पुत्रः वेदविज्ञानगुरुकुले पठित्वा इदानीं तिरुपतौ शिक्षाशास्त्रम् अधीयानः अस्ति अहं अलङ्कारशास्त्रे विद्वत् कृतवती पुनः साहित्यशास्त्रे आचार्यपदवीमपि समापितवती अस्मि